आम् निश्चयेन युवानः वार्तां पश्येयु इति एव अहं चिन्तयामि यतः वार्ता वार्तानाम् अनुसरणेन अनेकलाभाः सन्ति उदाहरणार्थं वर्तमानघटनानां विषये ज्ञातुं शक्नुमः वैश्विकजागरूकता भविष्यति महत्वपूर्णचिन्तनानां वृद्धिः वार्ता पठनेन लभ्यते इति मया विश्वसि विश्वासं क्रीयते तदा एव अस्माकं वयं एकसामाजे जीवनं कुर्मः इत्युक्ते समाजे किं किं चलत् अस्ति इति ज्ञातव्यम् इति अस्माकं बाध्यता अस्ति अतः वार्ता पठनेन एव अस्माकं परितः किं चलत् अस्ति इति ज्ञायते युवा युवानः एव अस्माकं भारतदेशस्य अग्रे पुरोगतिम् आनेतुं मुख्यस्तम्बाः सन्ति इति वयं जानीमः अतः युवानः निश्चयेन वार्तानां अनुसरणं करणीयम्